वीडियो गेम्स् क्रीडाः मया तु न क्रीडिताः परन्तु मम गृहे पुत्रौ क्रीडतः यदि परिमितसमये क्रीड्यन्ते तर्हि तस्य बहवः लाभाः सन्ति यथा एकम् एकं सन्तोषं जनयति पुनश्च तत्र भिन्नभिन्नस्तराः भवन्ति तत्र यदि वयं जिताः भवेम तर्हि आत्मविश्वासोऽपि वर्धते मानसिकसंवर्धनम् अपि जायते पुनश्च समस्यानां निवारणं कथं कर्तव्यं तादृशी चिन्तनशैली वर्धते यदि अस्य मानसिकदासाः भवेम तर्हि मानसिकसमस्याः अपि उत्पद्यन्ते यथा एकान्तताम् अपेक्षन्ते नेत्रदृष्टेः अपि ह्रासः जायते इत्यादि